लेखनी कृतमासीत् तत् पूर्वं पूर्वं स्वीकृतवान् आसीत् अहं तत्र लिखित्वा बहु सम्यक् जातं पूर्वं तु किम् अद्य अध्ययनार्थमहं स्वीकृतवान् आसीत् परन्तु अधुना मम परीक्षा अपि समीपे आसीत् तस्य हस्ते सर्वदा तत् लेखनीमासीत् तदर्थं आचरणं मध्ये तद् जातम् आसीत् तदहं एतत् फ़स्ट् प्रोडक्ट् इत्युक्ते रोचते लेखनीयं रोचते तदर्थम् एतदहं बहु समीचीनम् आसीत्